अहं प्रधानतया चित्रशालां गन्तुमेव इच्छन्ति छायाचित्रप्रदर्शनमपि इच्छन्ति किन्तु प्रधानतया चित्रशाला गन्तुमेव इच्छन्ति मम कोळेज् अत्र वर्षं वर्षे चित्रशालाय चित्रशाला चित्रप्रदर्शनं सन्ति अत्र अनेकाः मनोहराः चित्रम् एव पश्यन् चित्राः एव दृश्यन्ते एकैकस्य क्रियेटिविटि अस्मिन् चित्रे द्रष्टुं शक्नोति अत्र अनेकमनोहराः अनेकाः चित्राणि अपि सन्ति अतः तेषां चित्राणि दृष्ट्वा मनांसि अनेकाः चिन्ताः अपि वर्तते अत्र विविधानि विविधानि चित्राणि दृश्यन्ते तेषां क्रियेटिविटि वर्तमानं रुजुभिः वर्तमानरुजुभिः सह चेञ्ज् क्रियते किन्तु अत्र मनोहराः चित्राणां प्रदर्शनमेव अत्र क्रियते अतः अहं चित्रशाला गन्तुमेव इच्छन्ति